अस्माकं प्रधानमन्त्रिणः ये सन्ति मान्यः श्री नरेन्द्रमोदी महाभागाः ते एव एवम् उक्तवन्तः सर्वत्रापि सस्यानां पालनं भवेत् इति अतः एकां योजनामपि ते कृतवन्तः सर्वत्रापि सस्यानां वापः तैः कारितः वर्तते तत्र ते तु कारितवन्तः तस्य पालनं यथा स्यात् तथा अस्माभिः सर्वैः द्रष्टव्यं वर्तते तत्र वातावरणं सर्वदापि एकमेव भवति इति नास्ति कालभेदात् तत्तु विपरिणमते अतः यथा सस्यस्य पालनं स्यात् तथा अस्माभिः द्रष्टव्यम् अपि च यदा वयं वापं कुर्मः तदा तस्य कृते यथा यावदपेक्षितं तावदेव जलस्य सेचनं करणीयं अधिकमपि न भवेत् न्यूनमपि न भवेत् तथैव कीटाः अपि तत्र आगत्य तत् खादन्ति अतः तेषां के कीटानां सकाशादपि तस्य वृक्षस्य पालनं यथा स्यात् तथा अस्माभिः द्रष्टव्यं वर्तते अपि च अन्यानि कारणामि कारणानि अपि वर्तन्ते तत्र मुख्यतया वातावरणस्य सकाशात् तथा कीटानां सकाशादेव वृक्षाणां नाशः भवति यदा तद् लघु भवति अर्थात् इदमिदानीम् अस्माभिः वापः क्रियते तदूर्ध्वम् अर्थात् दिनपञ्चकस्य ऊर्धं वयं पश्यामः तत्र किञ्चित् तत् उपरि आगतं भवति यथा मोळके इति उच्यते तदागतं भवति तदेव यदि कश्चन कीटः आगत्य तत् खार सः नष्टः भवति अतः यथा नष्टः न स्यात् तथा अस्माभिः द्रष्टव्यमस्ति अपि च आतपेषु बहु यदि वयं स्थापयामः तदा तत्तु किम् उच्यते कन्नडभाषायाम् उच्यते वणगोगुवुदु इति एवं तस्य नाशः भवति एवं सस्यानां पालनं यथा स्यात् यथा नरेन्द्रमोदीजि ते एव उक्तवन्तः इति कृत्वा वा अस्माभिः इतः परं वा सस्यानां वृक्षाणाञ्च पालनं करणीयं सर्वत्रापि जलस्य सेचनं वा किमपि अस्माभिः प्रति प्रतिदिनं तावत् जलस्य उपयोगः क्रियते अस्माभिः वस्त्रप्रक्षालनं क्रियते तस्य जलं वयम् अन्यत्र क्वचित् स्थापयामः तदपेक्षया वृक्षस्य कृते यदि स्थापयामः उचितम् इति भासते